आं बहुवारं वृत्तिस्थाने अथवा अध्ययनावसरे किमपि कष्टसाध्यं कार्यं मया प्राप्तम् एवं च तत् कार्यं मया सम्यक्तया सम्पादितम् अपि तस्य कार्यस्य निर्वहणार्थम् एवं च सम्यक्तया सम्पादनार्थम् अहं मम ज्येष्ठेभ्यः सह वार्तालापं कृत्वा एवं च मम गुरुभिः सकाशं गत्वा तेषां निर्देशानुसारेण तेषाम् निर्देशं प्राप्य मया तत् कार्यं सम्यक्तया सम्पादितम्